मम ग्रामे बहवः वृद्धजनाः शय्यस्ताः सन्ति ये स्वकार्यं कर्तुं समर्थाः न सन्ति एवञ्च तेषां कुटुम्बजनाः तेषां पालनं सम्यक्रूपेणैव कुर्वन्ति यथा उदाहरणार्थम् मम गृहस्य पुरतः एकम् एकं गृहम् अस्ति नव मम सम्बन्धिनः वासं करोति तत्र यथा सः किं किमपि कार्यं कार्यं कर्तुं समर्थः न सन्ति ते एवञ्च तेषां पुत्री पुत्रः बालकः धर्मपत्नी तेषाम् सम्यक्रूपेण संयोगं कुर्वन्ति यथा सः वृद्धजनः किं नास्ति भोजनं कर्तुं समर्दा नास्ति भोजनादि क्रिया शौचादि क्रिया कर्तुं समर्थः नास्ति एवञ्च भोजनं कथं करोति इति चेत् तेषां सम्बन्धिनः स्वहस्तेन तम् भोजनं कारयति एवञ्च शौचादि क्रिया यदि किमपि कार्यं भवति यद् ते तेषां पालनं श् एवञ्च संयोगं कुर्वन्ति सम्यक्तया एवञ्च तेषां यदि इच्छा अस्ति किमपि भ्रमणं कर्तुं एवञ्च किमपि कुत्रापि गन्तुम् ते किं कुर्वन्ति वील्चेर् माध्यमेन ते भ्रामयति एवञ्च तेषां कार्याणि कुर्वन्ति वस्त्रप्रक्षालनमपि कुर्वन्ति सम्यक्तया तेषा स्नानमपि कारयन्ति एतादृशानि सम्यक् रूपेण तेषां पालनं कुर्वन्ति एवञ्च यदि किमपि धनस्य आवक्ष आवश्यकता अस्ति चेद् सर्वकारद्वारा सर्वकारद्वारेण किम् आरक्षणमपि धनमपि लभ्यते तेषां कृते एवञ्च अनेन प्रकारेण अस्माकं ग्रामे ये वृद्धजनाः शय्यस्ताः सन्ति किमपि कार्यं कर्तुं समर्थाः न सन्ति तेषां पालनं तेषां परिवारजनाः कुटुम्बजनाः एतादृशं कुर्वन्ति